मम प्रदेशस्य नाम तमिल्नाडु तमिल्नाडु मध्ये बहूनि पुरातनानि मन्दिराणि सन्ति तस्य विषये अपि पुराणानि पुराणपुस्तके अस्ति मन्दिराणि विषये अस्ति तस्य अपूर्वतिः अस्माकम् संस्कृतिः अभिवृद्धिः अस्ति अतः सर्वान् इतिहासपुराण मन्दिराणि वयं रक्षां कुर्मः बहूनि प्रसिद्ध स्थानानि तमिल्नाडु मध्ये सन्ति